यदा पर्यटनं करणीयमस्ति पूर्वं पूर्वम् एव सर्वमपि दृष्ट्वा किम् इत्युक्ते कुत्र गमनं भवति किं किं दर्शनीयम् अस्ति कुत्र कुत्र वासं करणीयमस्ति तत्सर्वं पूर्वम् एव निर्णयं कृत्वा सर्वमपि पूर्वमेव निश्चितं कृत्वा धनम् अपि पूर्वं दत्वा बुकिङ्ग कृत्वा गमनं भवति चेत् सम्यक् रूपेण स् सर्वं योजनां योजनां कृत्वा गमिष्यामि चेत् कष्टानि न्यूनं सुखदायकं भवति एव यात्रा